पाककक्षासु अथवा तादृश कार्यशालासु अहं यद्यपि भागं न गृहीतवान् किन्तु मम उपाहारमन्दिरं मम अग्रजस्य आसीत् तत्र किञ्चित् ज्ञातवान् तत्र अभ्यासं कृतवान् भ्रातृ द्वारा एवञ्च अन्य पाचकद्वारा च यद्यपि अवकाशः लभ्यते मम मया शक्यते समयः वर्तते चेत् अहं तादृश पाक कक्षासु भागं गृहीतुम् इच्छामि यावत्शक्यं तत्र सस्याहार आहार सिद्धता विषये अहम् अधिकं ज्ञातुम् इच्छामि एव